मम प्रियः राजनेता नरेन्द्रमोदीवर्यः सः बहु उत्तमतया राज्यपालनं कुर्वन् अस्ति दशवर्षान् यावत् बहुषु विभागेषु सः विकासम् कृतवान् चिकित्साविभागः शिक्षणविभागः कृषिः ग्रामोद्योगः एवं बहुषु विभागेषु विकासार्थं सह बहूनि कार्याणि कृतवान् अस्ति एवं देशस्य विकासार्थम् अपि उपायान् चिन् चिन्तयित्वा सः अन्यदेशमपि गत्वा तत् ततः विदेशतः धननिवेशम् अपि कारयति एवं बहु योजनाम् अपि निर्मीय सः सर् सर्वेषां जनानां वृद्ध्यर्थम् अथवा समृद्धिं कारयति एवम् एकवारं मेलनं भवति चेत् भवत्समः एकैकः जनः अपि भारते भवति चेत् भारतभूमिः समृद्धिः भारतभूम्यां समृद्धिः एव सर्वदा भवति अतः एवं प्रष्टुम् इच्छामि नमस्ते